योगः चित्तवृत्तीनिरोधः योगः शारीरिकव्यायामस्य केवलं रूपं नास्ति तस्मात् अधिकमस्ति योगः उत्तमं स्वास्थं स्वास्थ्यं स्थापयितुं साहाय्यं करोति यद्वयं चिन्तयितुं न शक्नुमः यस्य प्रश्नस्य समाधानं वयं न प्राप्नुमः योगं कृत्वा तस्य प्रश्नस्य समाधानं तत् क्षणमेव लभ्यते अस्माकं विचाराः अति उत्तमाः जायन्ते योगेन आत्मिकशान्तिः मिलति अतः योगः सर्वदा करणीयं करणीयः